भारते अद्यतनसमस्याः बह बहवः सन्ति तत्र भयोत्पादनं भवतु भष्टाचारः भवतु अतिवृष्टि अनावृष्टिसमस्याः भवतु पुनः निरुद्योगसमस्या भवतु शैक्षणिकक्षेत्रे समस्याः भवतु एतादृश समस् एतादृशस् एतादृशी समस्यान् निवारयितुं भारतसर्वकारः बहु प्रयत्नमानोऽस्ति यथा भयोत्पादननिग्रहणार्तं सैन्यस्य कृते तस्य हस्ते अधिकारं दत्वा निग्रहणं करणं ब्रष्टाचारं निवारयितुं लोक् लोकायुक्त इति संस्थायाः स्थापनं पुनः शैक् शिक्षणे नूतनयोजनायाः अनु आयोजनं पुनः आन्तरिक ला अण्ड् आर्डर् सम्यक् स्थापनम् इत्यादिकं कृत्वा पुनः एन् डि आर् एफ़् एस् डि आर् एफ़् द्वारा अतिवृष्टि अनावृष्टिक्षेत्रे क्षिप्रकार्याचरणं करणम् इत्यादिविषये भारतसर्वकारः प्रयत्नं कुर्वन् अस्ति